अद्यतनदिवसे भारतस्य मुख्य आरोग्यव्यवस्था समस्या एसिडिटि अनन्तरं डयाबिटीस् अनन्तरं क्षुद्रोगाः अनन्तरं मानसिकखिन्नता एते इति अहं चिन्तयामि तन्मध्ये अपि मानसिकखिन्नता एव अत्यन्तप्रबला प्रमुखा समस्या इति चिन्तयामि किमर्थम् इत्युक्ते अद्यतनस्य काम्पिटेशन् युगे बहु ओत्तडे बहु प्रेशर् मध्ये मानवाः जीवन्ति एते अन्येषां समीपे एतद् वक्तुमपि क्लिष्टं तदर्थम् एतद् अन्तः एव अनुभूत्वा अनुभूत्वा अद्यतनमानवाः आरोग्यं ते नष्टं प्राप्नुवन्ति इति मम विषयः